मया मम अनुजायै नूतनतया अन्तर्जालमाध्यमेन कलर् पेन्सिल् आनाययितं तत्र तु बहवः वर्णाः मया प्राप्ताः मम अनुजा तु तावतः वर्णान् दृष्ट्वा महती सन्तुष्टा तथा च तानि कलर् पेन्सिल् बहुसम्यक् वर्णपूरणे साहाय्यमाचरन्ति स्म तस्मात् चित्रमपि बहु सुन्दरम् आयाति स्म सर्वे अपि गृहे अनुजायाः चित्रेण सन्तुष्टाः